आं मया उभयथा अपि प्रयोगः विहितः अन्यभाषातः संस्कृते अनुवादः कृतः अपि च संस्कृतमपि अन्यासु भाषासु ऊदितम् अनूदितं वर्तते तत्र प्राधान्येन भाषागतं यद् सौष्ठवं वर्तते तत् भाषान्तरे कृते अवश्यम् एव विनाशं प्राप्नोति तथापि कदाचित् तत्र भावार्थमेव अवगम्य सः अनुवादः कर्तुं पार्यते इति मम द्रढीयान् विश्वासः वर्तते अपि च संस्कृतभाषायाम् त्रीणि वचनानि वर्तन्ते अन्यासु भारतीयभाषासु वचनद्वयमेव वर्तते अत्र अतः द्विवचनस्य अनुवादं कर्तुम् अपि कदाचित् क्लेशः आङ्गलभाषायां कण्टीन्यूस् टेन्स् इति भवति परन्तु संस्कृतभाषायां लेट्लकारमाध्यमेनैव उभयथा अपि प्रयोगः कर्तुं पार्यते तथापि कदाचिद् इदानीं जनाः अहं गच्छन् अस्मि अहं पठन् अस्मि इत्यादि अयोग्यप्रयोगान् कुर्वन्तः दृश्यन्ते अतः अनुवादे सर्वथा अपि अनुवादः न भवितुम् अर्हति इति मम अनुभवः आशयश्च